विरामकाले तु सर्वप्रथमम् अहम् पुस्तकं पठामि सम्यक् रीत्या बहु बहु रोचते पुस्तकं पठनाय अनन्तरं तस्य बहु बहि गच्छामि क्रीडाङ्गणे तस्य बालकानां कृते क्रीडनं खेलामि तत्रेव किमपि क्रीडा अस्मि चेत् ब्याट् बाल् किमपि अस्ति चेत् तत्रैव क्रीडामि सम्यक्रीत्या तस्य भ्रमणं करोमि विरामकाले अस्ति चेत् विरामकाले तु एकः अवकाशः तस्य रविवासरे तु बहूनि शीघ्राति शीघ्रं न कार्यमस्ति लघु लघु तस्य विरामं विरामं तस्य अस्ति अण तस्य कार्यम् अहं करोमि तर्हि तत्रेव सिनेमा गृहे गच्छामि सिनेमा अस्ति चेत् अहं पश्यामि तस्य मूवी मूवी अनन्तरं गीतम् विरामकाले अवकाशः अस्ति चेत् तत्रेव तस्य गीतं पठनं तस्य सिनेमा अस्ति चेत् बहु बहु कार्यमहं तत्रेव सम्यक्रीत्या तत्रेव बहु सम्यक्रीत्या तत्रेव आनन्दमपि अहं स्व अहम् करोमि बहु आनन्दम् एकदिनम् अस्ति अवकाशः अस्ति चेत् सम्यक्रीत्या तत्र भ्रमणं करोमि तस्य बालकाः बालकः अस्ति तु बालकः बालकानां कृते बहिर्गच्छामि सम्यग्रीत्या तत्रेव आपणं गच्छामि तस्य वस्तूनि तत्रेव क्र क्रयणं क्रि क्रये क्रीणामि बहु कार्यमस्ति